संस्कृतसाहित्यं बहुविशालं वर्तते संस्कृतसाहित्ये साहित्यम् इत्युक्ते तत्र वेदाः चतुर्वेदाः उपवेदाः इतिहासपुराणानि आयुर्वेदग्रन्थाः एवं बहुविषयाः तत्र सम्मिलिताः वर्तन्ते तत्र वाल्मीकिरामायणात् पूर्वम् अस्माकं किङ्कथ्यते वैदिकग्रन्थाः इति कथ्यते वाल्मीकिरामायणानन्तरं क्लेसिकल् लाङ्गवेज् इति कथयामः वाल्मीकिरामायणं महाभारतं नाटकानि इदानीन्तनकालेपि ये लेखन्तः वर्तन्ते तान् सर्वान् मिलित्वा वयम् आधुनिकसंस्कृतम् इति कथयामः तत् क्लेसिकल् लाङ्गवेज् इति कथयामः तावत्पूर्वं वेदाः उपनिषदः पुराणानि इत्यादीनि यानि वर्तन्ते तानि सर्वाणि वयं प्राचीनसंस्कृतम् इति नाम्ना कथयामः तत्र

वेदस्य ऋग्वेदस्य उपवेदः आयुर्वेदः अस्ति यजुर्वेदस्य उपवेदः गान्धर्ववेदः सामवेदस्य उपवेदः गान्धर्ववेदः यजुर्वेदस्य धनुर्वेदः अनन्तरम् अथर्ववेदस्य स्थापत्यवेदः इति उपवेदानां परिचयः अस्ति एवं तत्र ऋग्वेदे दशसहस्राधिकाः स्तोत्राणि सन्ति ऋगः अचः सन्ति यजुर्वेदे यजुर्वेदं तु गद्यात्मकं वर्तते यजुर्वेदे तत्र शुक्लयजुर्वेदः कृष्णयजुर्वेदः द्वौ प्रकारौ स्तः तत्र सामवेदे साहस्रशाखाः इति कथयन्ति परन्तु इदानीं नोपलभ्यन्ते केचन विभागाः एव अत्र इदानीन्तनकाले उपलभ्यन्ते अनन्तरं महाभारतम् अनन्तरं रामायणं रामायणमहाभारतं उभौ ग्रन्थौ अपि अत्यन्त समस्तसंस्कृतनाटकानां नूतन संस्कृतग्रन्थानां कृते आकरौ स्तः आकरग्रन्थौ स्तः ये विमर्षकाः भवन्ति संस्कृतसाहित्ये ते सर्वे कथयन्ति वाल्मीकिव्यासमुख्याश्च ये प्रख्याताः कवीश्वराः तदभिप्रायवाक्योयम् अस्मदर्दर्शितोनया इत्यादि नाम ते सिद्धऋषयः वर्तन्ते वाल्मीकी वाल्मीकिः अस्तु अथवा वेदव्यासमहर्षिरस्तु उभौ अपि तेषां वाक्सामर्थ्यं तथा अस्ति ऋषयः वर्तन्ते अतः तेषां मार्गदर्शनेन एव सर्वे अन्ये इदानीन्तन ये कवयः वर्तन्ते ते तेषां मार्गदर्शनम् अनुसरन्ति अतः अस्माकं संस्कृतसाहित्यन्तु बहुविशालम् अस्ति इति वक्तुं शक्यते यतः आयुर्वेदः आयुर्वेदे नाना ग्रन्थाः वर्तन्ते चरकसंहिता सुश्रुतसंहिता वाग्भटाष्टाङ्गहृदय अष्टयोगसंग्रहः इत्यादि एवं रसायनशास्त्रेपि वर्तन्ते एवं बहवः विषयाः बहवः विचाराः वर्तन्ते यान् विषयान् वयम् अस्माकं जीवने अध्ययनं वा पठनं वा कर्तुं न शक्नुवन्ति यतः एकसहस्रवर्षपरिमितं यदि अस्माकम् आयुः स्यात् तर्हि अस्माकम् अध्ययनं कर्तुं भवेत् इति